अन्तर्जालमाध्यमेन स्वीकृत मम स्वेदकं अत्यन्तसम्यग्रीत्या वर्तते मया स्वीकृतस्वेदकं औष्ण्यं प्रदीयते स्वेदकस्य गात्रं सम्यगस्ति वर्णमपि सम्यग्रीत्या वर्तते यदा प्रक्षाल्यते तदा वर्णः न गच्छति मौल्यमपि किञ्चित् सम्यग्रीत्या एव वर्तेते मम स्वेदकं कालर् युक्तं वर्तते कोषापि अस्ति आहत्य बहु सम्यक्रीत्या वर्तते स्वेदकम् उत्तमः गुणमट्टः अपि स्वेदकं वर्तेते अत्यन्तम् आकर्षणीयस्वेदकम् अस्ति